नमस्ते इण्टीरियर् डेकोरेटर्स् वा आम् आम् आम् आम् अस्माकं गृहस्य पुनरुद्धारणं करणीयम् इत्ति चिन्तनमस्ति महोदय मम मित्रस्य गृहे भवन्तः एव कृतवन्तः इति सा उक्तवती बहु समीचीनतया कृतवन्तः इत्यपि सा उक्तवती अतः अस्माकं गृहस्य अपि भवन्तः आगत्य कर्तुं शक्नुवन्ति वा इति

हा अस्माकं भवने अष्टगृहाणि सन्ति तत्र अन्यतमं गृहम् अस्माकम् अस्ति अतः अस्माकं गृहस्य अन्तः मात्रं एवं कुर्मः चेत् पर्याप्तं भवति तत्र अन्तः प्रविशामः चेत् एक पुरातन गृहस्य अन्तः प्रविशामः इति एकः भावः ये गृहस्य अन्ते प्रविशन्ति तेषां भवे भवतु इति आशयः परन्तु फ़ेसिलिटिस् सर्वं आधुनिकं फ़ेसिलिटीस् भवन्ति चेत् तदेव वरं भवति एवं कर्तुं शक्नुमः वा

द्वारे एव तत्र बहु समीचीनशिल्प कलायुक्त एक स्तम्भं वा स्तम्भद्वयं वा स्थापयितुं नो चेत् तद् द्वारमेव एवं शिल्पकलायुक्तद्वारं इति स्थापयामः वा

तत्र फ़्लोरिङ्ग् अपि आधिनिक मार्बल् वा ग्रेनैट् वा तद् विहाय पुरातन रेड् ओक्सैड् आवश्यकम् इति इच्छा अस्ति परन्तु तस्मिन् निपुणाः इदानीं न लभ्यते इति बहवः उक्तवन्तः

मास्तु मास्तु मास्तु आं परन्तु तत् तत्र निपुणाः सन्ति चेत् एव तत् कुर्मः यतः अस्माकं मातुः गृहे एवं स्थापयि स्थापितवन्तः परन्तु तद् वर्षद्वये सर्वमपि रक्तात् पीतं जातम् अतः तादृशः निपुणाः न सन्ति चेत् कृपया वदन्तु वयम् अन्ययोजना का इति पश्यामः अस्तु महोदय आं महोदय आं महोदय आं महोदय नमस्ते रां राम्